अयं तु उत्सवेषु अहं तु विद्यापीठे वसामि मन्दिरमध्ये मन्दिरे उत्सवेषु बहूनि खाद्यानी कुर्वन्ति तत्र अन्नखाद्यानि पलाव् इत्यादिकम् एवं लड्डुकम् एवं ये संस्कृतभाषायां तेषां खाद्यानां भाषान्तरं कर्तुं नैव शक्नोमि किन्तु किन्तु य् अन्नखाद्यानि अन्नखाद्यानि बहूनि यवखाद्यानि बहूनि सन्ति तेषां हैदराबाद् नगरे बिर्यानि इति फे़मस् वर्तते एवं लड्डुकं तक्रं तक्रखाद्यानि एवं श्रीखण्डः क्षीरखाद्यानि नैकानि नैकानि सः क्षीरखाद्यानि नैकानि सन्ति तादृशानि बहूनि खाद्यानि वयं उत्सवेषु पच पचामः पचामः